अहम् इदानीं शेरावालीतः डोसा आर्डर् कर्तुम् इच्छामि तर्हि अहं जोमाटो माध्यमेन डोसा आर्डर् करोमि तद्डोसा आर्डर् करणपूर्वे जोमाटो मध्ये डिस्कौण् अस्ति वा नास्ति एकवारं पश्यामि तत् कृते जोमाटो एप् इति उद्घाटनं करोमि तत्र कूपन् यत्र अस्ति तत् एकवारं पश्यामि तत्र किं किं कूपन् उपलभ्यते तत् कूपन् दृष्ट्वा अहं दृष्टवान् तत्र डोसा आर्डर् करोमि चेत् शतरूप्यकाणि डिस्कौण्ट् भवति अतः अहं तत्र शतरूप्यकाणि डिस्कौण्ट् माध्ये ढोसा आर्डर् करोमि